अहं फ्लिप्कार्ट्तः एकं मेट्रेस् क्रीणीतवान् आसम् तत्र बहु अधिकम् आसीत् पञ्चसहस्ररूप्यकाणि आस् आसीत् अतः परन्तु अपि पञ्चसहस्राणि रूप्यकाणि दत्त्वा अपि तत्र दोषाः आसीत् आसन् किम् इत्युक्ते तत्र बहुकीटाः आयान्ति एवं विंशतिदिने दिनात् परं प्रयोजनात् परम् तत्र कीटाः अपि आयान्ति तस्य मेट्रेस् इत्यस्य बहुमृदुता गच्छति एवं बहु बृहदासीत् अधुना लघुरूपेण जातं द्रष्टुम् अपि तथा सम्यक् नास्ति मेट्रेस् अतः एषः मम अभिप्रायः